प्रदेशे मम ये सन्ति अस्माकमत्र खासः अधिकं भवति इतोपि उष्णता उष्णकारणात् अत्र ज्वरः अधिकं भवति अत्र अस्माकं यः सन्ति प्रदेशे तस्मिन् मध्याह्ने बहु उष्णः उष्णः अस्ति तापमानः सायङ्काले शीतलः भवति कस्मिन् कस्मिन् मध्ये मध्ये अत्र वर्षा अपि ब भवति तस्मिन् कारणात् अस्य वातावरणं दोषकारणात् अत्र बहवः जनाः सन्ति तेषां ज्वरः अधिकम् आगच्छति किमर्थं वातावरणं परिवर्तनं जातं तत्कारणात् शरीरस्य उपरि तस्य किं वक्तुं शक्नोमि प्रभावः भवति वातावरणं परिवर्तनं जातं तदर्थम् अस्माकमुपरि तस्य वातावरणस्य किं परिवर्तनं भवति तस्मै कारणात् अस्माकं शरीरस्य उपरि प्रभावः भवति तेन कारणात् अत्र ये जनाः सन्ति तेषां ज्वरः अधिकमस्ति वा खासः अधिकमस्ति तत्तु अत्र रोगः वक्तुं शक्नुमः सामान्यरोगः वक्तुं शक्नुमः ज्वरः आगच्छति चेत् अस्माकं भवतः समीपे डाक्ट् वैद्यः सन्ति वा बहवः जनाः तु जानन्ति किं यदा ज्वरः आगच्छति चेत् एतत् एतत् स्वीकरणीयम् तत्र वैद्यस्य आवश्यकता अधीकं भवतु न जा अवश्यं न गच्छति परन्तु यदा ज्वरः अधिकं भवति चेत् वैद्यसमीपं गत्वा तस्य रोगनिधानं निधानं करणीयम् इति वयं जनः कुर्वन्ति